छायाचित्रणस्य उपाधिं प्राप्तुं राष्ट्रियाः अन्तर्राष्ट्रियाः संस्थाः मया ज्ञाताः एवं सन्ति निट्टे इन्स्टिट्युट् आफ़् कम्युनिकेशन् डाविञ्चि इण्टर्नेशनल् इन्स्टिट्युट् आफ़् डिज़ैन् रिलैन्स् एजुकेशन् वी एफ़् एक्स् एण्ड् एनिमेशन् एकेडमी ऐ सी ए टि डिज़ैन् एण्ड् मिडिया कालेज् इण्डियन् इन्स्टिट्युट् आफ़् फ़ेशन् एण्ड् एनिमेशन् बेङ्गलोर् चामराजेन्द्रा गवर्मेण्ट् कालेज् आफ़् विज्युवल् आर्ट्स् जे डि इन्स्टिट्युट् आफ़् फ़ैन् फ़ेशन् टेक्नालाजी ब्रिगेड् रोड् जैन् डीम्ड् टू बि युनिवर्सिटी सेण्टर् फ़ार् क्रियेटिविटि आर्ट्स् एल् ऐ ए सि ए एस् स्कूल् आफ़् डिज़ैन् बेङ्गलोर् ऐ ऐ एफ़् ए लेन्केस्टर् इण्टरनेशनल् केम्पस् एन् ऐ सि सि इण्टरनेशनल् कालेज् आफ़् डिज़ैन् एण्ड् टेक्नालजि झी इन्स्टिट्युट् आफ़् क्रियेटिव् आर्ट् बेङ्गलोर् जे डि इण्टरनेशनल् डिज़ैन् स्कूल्